मम प्रदेशे सञ्चारव्यवास्थायाः दुर्लभताकारणेन आरोग्यसेवासु व्यक्तयः न भवति प्रायः चिकित्सालयः प्रायः चिकित्सालय लयानां सौविध्यं प्राप्यते परन्तु केषुचित् स्थानेषु चिकित्सालयस्य सौविध्यं नास्ति जनः स्वास्थ्यसेवां सम् स्वास्थ्यसेवां सम्यक्तया न प्राक्ष् न प्राप्नुवन्ति मम ग्रामतः चिकित्सालयस्य दूरता एककिलोमिटर् वर्तते परन्तु सः चिकित्सालयः प्राथमिकचिकित्सालयः अस्ति विशेषपरिस्थितौ तत्र स्वास्थ्यसौविध्यं न लभ्यते तर्हि जनाः बहु कष्टम् अनुभवन्ति विशेष चिकित्सार्थं बहुदूरं गन्तव्यं भवति तदर्थं कट्टक्बड् मेडिकाल् गन्तव्यं भवति तद् अस् अशीतिकिलोमिटर् दूरे अस्ति अतः विशेषचिकित्सार्थमपि पार्श्वे चिकित्सालयस्य आवश्यकता वर्तते